प्राचीनूतन माध्यमेषु तु बहु व्यत्ययः अस्ति इति मन्ये अहं यतो हि प्राचीनमाध्यमे तत्र केवल श्रवणमाध्यमम् आसीत् दूरदर्शनस्य दर्शनमासीत् परन्तु अधुना यदि विषयस्य ग्रहणं भवति चेत् पुनः पुनः केवलं तत्र एकवाहिन्याः एकवारमेव प्रसारः जातः पुनः ते यदि वयं श्रोतुं श इच्छुकाः इच्छुकाः भवेम चेत् तत्र एतत् न आसि भविष्यति स्म सुविधा न भविष्यति स्म यतोहि अहं यदा तत्र आकाशवाणीमध्ये झैङ्कार इति कार्यक्रमः आगच्छति स्म तत् झेङ्कार कार्यक्रमे सङ्गीतपाठः भविष्यति स्म सङ्गीतपाठे पुनः यदि श्रोतुम् इच्छामः चेत् अपि तत्र सुविधा न आसीत् अतः तत्र सङ्गीतपाठस्य पुनः श्रावणं तत् पुनर्मननं कर्तुम् इदानीं यूट्यूब् चानल् अस्ति पुनः तत्र बहु उ महत्वमुपकृतं यूट्यूब् चेनल् अस्ति अनन्तरं तत्र ग्राहकत्वरूपेण यदि वयं ग्राहकत्वरूपेण यदि स्वीकुर्मः चेत् पुनः रेकार्ड् कर्तुं पुनः तत् डिलीट् कर्तुम् एडिट् कर्तुं सर्वम् आसीत् अ जानीमः यत् फ़िलिप्स् इति आसीत् तत् टेप् रेकार्डर् इति तत्रापि कर्कश तत्र कनिष्ठः प्रयासः क्रियते चेदपि बहु एतत् कष्टम् आसीत् पुनः पुनः श्रवणं पुनः पुनः वदनं बहु एतदासीत् अतः तत्र मम चिन्तनम् अस्ति यत् दूरदर्शनं यदि वा पश्यामः चेत् दूरदर्शनमपि पुनः तत्र चलनचित्रस्य दर्शनं पुनः तस्य गायनस्य वीक्षणं न भविष्यति स्म अतः इदानीं बहु माध्यमेन वयं विषयस्य प्रस्थापनं कर्तुं शक्नुमः स्वयं स्वस्य उपस्थापनं स्वस्य विषयस्य अननु अभिरुचेः तत्र प्रदर्शनं कर्तुं शक्नुमः भावचित्रं पुनः पुनः स्वीकुर्मः तत्र सङ्गीतं शृण्मः सङ्गीतस्य अभ्यासं कर्तुं शक्नुमः तत्र वारं वारं चित्रचलनचित्रस्य दर्शनं भवतु गीतस्य श्रवणं भवतु पुनः पुनः तत्र आसक्तिः यत्र अस्ति तत्र पुनः वयं प्रयत्नं कृत्वा पठितुं शक्नुमः इति मम चिन्तनं वर्तते यतोहि एकवारम् एव युगपदेव एतत् कार्यक्रमाः भवति चेतपि तत्र पुनः तत्र वा श्रवणस्य सुविधा भवतीति मम अभिप्रायः भवति पश्यतु एकवारं तत्र एकत्र कार्यक्रमः भवति अन्यत्रापि कार्यक्रमः भवति युगपदेवा अहं दर्शयितुम् इच्छामि चेत् तदा द्वयोरपि अहं कर्तुं श्रोतुं श्रवणं तत्र दर्शनं वक्तुं सर्वं करोमि स्म कर्तुं शक्नोमि आधुनिक माध्यमेन अतः आधुनिक उपकरणानि यादृशानि उपकृतानि तादृशानि तत्र विषयाः तत्र विषयबीजं वपनं भवति इति मम अभिप्रायः वर्तते अतः तत्र दूरदर्शने बहुविध चानल्स् सन्ति तत्र आकाशवाणी मध्येपि बहु एफ़् एम् चेनल् एतादृशाः आगताः सन्ति अभिरुचिः यत्र अस्ति तत् चेलल् अहं द्रष्टुं शक्नोमि अभिरुचिः यत्र अस्ति अहं तत् श्रोतुं शक्नोमि तादृशः चिन्तनं बहु उत्तमतया अस्ति इति मन्ये अतः तत्र प्राचीनम् अपेक्षया आधुनिक माध्यमाः बहुविध उपकृताः माध्यमाः इति मम अभिप्रायः वर्तते